कथाकालक्षेपः इतिहासनाटकाः भारतीयाः बहवः नाट्यविभागाः नष्टाः जाताः एतादृशेषु पुरातनकलाविषयेषु जनेभ्यः इच्छां दातव्यं महाविद्यालयेषु विद्यालयेषु एताः स्पर्द्धाः करणीयाः ये जनाः एतासु कलासु निपुणाः सन्ति तानपि आहुत्य कार्याणि करणीयानि